नगराणां पत्रिकासु स्थानीयवार्ता तथा आगच्छन्ति किन्तु यथा प्रश्ने अस्ति पर्याप्ततया न दृश्यन्ते तत्तु सत्यम् एव केवलम् उपरि उपरि किम् अस्ति तदेव ददाति तत्र एतद् अभवत् आ कार्यक्रमः आसीत् महिलाः नवरात्रिमध्ये ए एतत् एषः वर्ण एतस्य वर्णस्य शाटिकां धृतवन्तः तत्सर्वाणि तानि सर्वाणि भावचित्राणि ददाति तत्सर्वं भवति किन्तु इदानीं पश्यतु स्वच्छता तु नास्त्येव एतावत् अस्वच्छं भवति मार्गे सर्वं सर्वे तथा एव क्षिपन्ति मार्गे एव क्षिपन्ति प्लास्टिक् सर्वं मार्गे एव क्षिपन्ति तत्र शुनकाः तु बहवः भवन्ति प्रातःकाले वायु विहारार्थं गच्छामः चेत् मनुष्याणाम् अपेक्षया शुनकाः एव अधिकाः सन्ति गन्तुमेव भयः भवति तथा तत्सर्वं विषयं पत्रिकासु न दृश्यते एव श्रोतुं बहु लघवः लघवः विषयाः इति भासन्ते किन्तु ये तत् कष्टम् अनुभूतवन्तः ते एव जानन्ति एते एते सर्वे लघवः लघवः विषयाः बहु कष्टदायकाः सन्ति मार्गे विद्युद्दीपः एव न भवति अष्टवादने अपि गृहम् आगच्छामः बहिः गच्छामः गृहपर्यन्तं गृहं गृहं प्रति गृहं प्रति आगन्तुं कष्टम् इति एव भासते मार्गे एकमपि दीपः न भवति तत्सर्वम् स्थानीयपत्रिका स्थानीयविषयाः एव खलु तत् आगन्तव्यम् एव किन्तु तत् कोपि अधिकं तथा इम्पोर्टेन्स् प्रामुख्यता न ददाति एव अनन्तरं जलस्य विषये जलं तु प्रतिदिनमपि न आगच्छति जलं दिनद्वयात् एकवारं वा दिनत्रयात् एकं वारं वा तथा गृहे जलम् आगच्छति चेत् वयं तदेव जलं पिबामः आरोग्यसमस्या भवति तद् एताः विषयाः पत्रिकासु न आगच्छन्ति एव एतत्तु सर्वे एक्सेप्ट् कृतवन्तः एवमेव जीवनम् व्यापनीयम् इति अतः केवलं फ़्रन्ट् पेज् पश्यामः चेत् केवलम् एड्वटैस्मेण्ट् भवति अन्ते पश्यामः चेत् नग स्थानीयवार्ता पश्यामः चेत् तत्रापि एतस्य पुरस्कारः अभवत् एतस्य मृत्युः अभवत् एतस्य जन्मम् अभवत् एवद् एतावत् एवमेव वार्ताः भवन्ति पत्रिकां पठितुम् इदानीं तु इच्छा एव न भवति के विषयाः अवधातव्याः इत्युक्ते नगरस्य स्वच्छताविषये कुत्र अस्वच्छम् अस्ति तत्सर्वम् तत्सर्वं वयं दातुं शक्यते दीपव्यवस्था अस्ति वा नास्ति वा महिलानां कृते सुरक्षितता अस्ति वा नास्ति वा तत्सर्वं किञ्चित् प्रश्नाः भूत्वा त उत्तराणि केवलं प्रश्नाः न प्रश्नानाम् उत्तराणि अपि आवश्यकानि भवन्ति किन्तु कोपि तद् पत्रिकायाम् आनेतव्यं तु अस्ति किं किं भवत् अस्ति नगरे इति